चारणे आश्चर्यकरं चेत् इत्युक्ते यदि अहम् एकवारं कुन्दाद्री इति एकः कुल्लुर्स्समिपे एकः पर्वतः अस्ति तत्पर्वतं आरोहणं कर्तुं वयं सर्वे गतवन्तः तस्मिन् समये तत्र बहून् पादेषु रक्तं पिबन्ति ये किञ्चित् ते कृमिकीटाः सन्ति तत्र आसीत् तद्दृष्ट्वा वयमपि तत् बहून् भयः नासीत् तत् नूतनानुभवः तादृशः कीटः अस्माकं पादं तत्र नग्नम् आसीत् तथा तत्रस्थ छायाचित्राणि अपि सुन्दरम् आसीत् अस्माकम् इदानीन्तन पेस्बुक् मध्ये तत्र तत् छायाचित्रं प्रेषितवन्तः